सत्यम् एवं करोमि अहमेव अहमेव रमेशः सत्यम् आम् आम् आम्

स्रवति वा आम् आम् स्रवति सर्वदा जलं स्रवति आम् आम् सत्यम् कुत्रापि जलं बहिरागच्छति सत्यम् आम् भवति आम् आम् आम् सत्यम् इदानीं तत्कार्यं कृत्वा कति वर्षाणि जातानि वर्षद्वयं समाप्तं आम् आम् बहु पूर्वं कृतं स्यात् अतः तदानीं सः किञ्चित् किञ्चित् कृत्वा गतवान् स्यात् तत्कालीनकार्यं आम् इदानीं तत्सर्वं नूतनं करणीयं भवति भोः इदानीं नूतनं कुर्मः चेत् पञ्चवर्षं वा दशवर्षं वा भवेत् नो चेत् पुनः यथा पूर्वं पूर्वं यथा कृतवान् तथैव इदानीं पुनः भविष्यति भवता तदा तदा दूरवाणी करणीया भवति समस्याः अनुभोक्तव्या भवन्ति अत अतः नूतनमेव कुर्मः चेत् समीचीनं भवति वा इति मम मनसि वर्तते तत् इदानीं भवान् जानाति किल सर्वमपि मूल्यमधिकं जातं नालिकानां मूल्यमधिकं जातं तदनन्तरं तत्र टेप्स् इति किं वदामः तस्यापि मूल्यमधिकं जातं सर्वमपि इदानीं न्यूनमूल्येन किमपि न लभ्यते लभ्यते तत्तु अल्पकालाय भवति अस्माकं चिरकालाय भवि भवितव्यं चेत् किञ्चित् उत्तममेव स्वीकरणीयं भवति उत्तमं तु सर्वमपि इदानीं तेषां ट्रेड् मार्क् वर्तते यतः तादृशं स्वीकुर्मः चेत् समीकरणार्थं ते एवं स्वयमागच्छन्ति वयं तेभ्यः आक्ष अस्माकं आक्षेपं वदामः चेत् ते आगत्य सम्यक्कृत्वा गच्छन्ति तत् नालिकानां विषये अस्तु सत्यम् सत्यं सत्यं सत्यं सत्यं तदेव वरमिति भासते नो चेत् तत् भवतः तादृशसमीकरणकार्यं भवतः अपि समस्या तदनन्तरं यः कृतवान् तस्यापि दुःखं भवति सत्यं सत्यं अतः नूतनमेव कुर्मः चेत् समीचीनमिति भासते मम भवतु वा न न तत्तु प्रथमं मया तु तत्र स्थानस्य दर्शनं करणीयं भवति तत्र कुत्र कुत्र स्रवति तदनन्तरं कुतः जलमागच्छति मया किं करणीयं सर्वमपि दृष्ट्वा तदनन्तरं कति दिनानि आवश्यकानि इति अहं वक्तुं शक्नोमि किन्तु यथाकथञ्चित् इदानीं मया अन्यत्र कार्यं क्रियमाणम् अस्ति तत् त्यक्त्वा आगन्तुं न शक्यते अतः दिनद्वयानन्तरमेव तत्र भवतः गृहं मम आगन्तुं करोमि अस्तु वा अस्तु अस्तु भोः दूरवाणीं करोतु अस्तु राम् राम् राम् राम् राम राम्